पुरा विवाहादिषु कार्यक् कार्यक्रमेषु वापिः अस्ति तत्र वापितः जलं स्वीकृत्य शक्नोति अधुना कार्यक्रमे लघु लघु कूपी अस्ति आरो जलमस्ति तत्र विंशतिः लीटर् इति कूपी अस्ति तत्र तत् कूपीतः जलं ग्रहणं ग्रहणं कृत्वा शक्यते अधुना वाहनव्यवस्था अपि शक्यते यदि जलस्य कम्तर्ता भवति तर्हि आनयितुं शक्यते